कोविड् नैन्टी इत्यस्मिन् अस्माकं स्थाने यात्रा बन्धः आसीत् तथा च बहि निवसन्ताः जनाः कोविड् नैन्टीन् इत्यस्य समये स सप्तदिवसान् यावत् क्वारण्टैन् रूपेण स्थापिताः आसन् तथा च बहिः गन्तुम् इव एतत् सर्वम् अपि बन्धम् आसीत् तथा च कोविड् इत्यस्य प्रभावः अस्माकं स्थाने वर्तमानः आसीत् किन्तु वयं स्वप्नाः तत् कार्यं कृतवन्तः